हरि ओम् मम नाम सङ्गीता इति अहं मम पुत्र्याः कृते ड्रैविङ्ग् क्लास् पुत्रीं ड्रैविङ्ग क्लास् प्रेषयतुम् इच्छामि अतः किञ्चित् विवरणम् आवश्यकं भवति दातुं शक्यते वा प्रथमं तु मम पुत्री अत्र युएस् तः आगतवती तत्रैव जन्मं प्राप्तवती अतः अत्र कथं तस्याः आधार्कार्ड् किमपि आवश्यकं वा किं किम् आवश्यकम् न नास्ति नास्ति एषा जन्मं प्राप्तवती अनन्तरम् अत्र वयम् आगतवन्तः

सम्यक् सम्यक् उत्तमम् आर आर नगरे कुत्र अस्ति बेम्मल् फिप्त् स्टेज् मध्ये वा ऐडियाल् होम् मध्ये वा जानामि सम्यक् अस्तु इतोऽपि ति त्रि प्रश्नाः सन्ति मम पुत्र्याः कृते अहं फिमेल् इन्स्ट्रक्टर् एव इच्छामि तत् शक्यते वा आम् शिक्षिकाः एव इच्छामि तस्याः कृते तत एकम् अनन्तरं तु तस्याः एतत् एक्सट्रा क्लास् किञ्चित् आवश्यकम् एषा इदानीं एव अष्टादशवर्षीया अतः तावत् समर्थे एषा चालयितुं न शक्यते भवति भवत्याः अहं दृष्टवती दशकक्षाः इति तत् न पर्याप्तं भवति सम्यक् परन्तु पञ्चदशं किञ्चित् अधिकमेव अस्तु चिन्ता मास्तु यदा अहं साक्षात् आगच्छामि तदा इतोऽपि किञ्चित् वयं चर्चां कृत्वा किमपि सहायं करोतु न्यूनं कर्तुं प्रयन्तं कुर्वन्तु अस्तु अस्तु अस्तु भागिनी बहु धन्यवादः मिलामः राम राम